हा महोदय नमो नमः इदानीं समये अहं मम गृहजनपदः देवर्या एका कम्पनी अस्ति तर्हि तत्र अहं कार्यम् इदानीं समये करोमि अत्र मम विंशतिसहस्राणि अत्र विंशतिसहस्रं सहस्राणि रूप्यकाणि इदानीं समये आम् आम् आम् टेण्टि थर्ड् जी आम् आम् योग्यता अहं बिटेक् कृतवान् अन्यत् अहम् एम् टेक् अपि कृतवान् आम् आम् आम् आम् आम् आम् आं भविष्यति आम् आम् आम् अत्र तु अत्र तु इदानीं समये अहम् अल्पं रूप्यकाणि प्राप्तुं परञ्च भवतां कम्पनि त्रिंशत् कि किञ्चित् अत्यधिकं दास्यामि आम् आम् हा कम्प्युटर् सैन्स् मध्ये आम् आम् आम् आम्

अहं शक्नोमि अहं सम्यक् रूपेण कार्यं कर्तुं शक्नोमि किञ्चित् क्लेशः न जातः आम् आम्

धन्यवादः धन्यवादः महोदय धन्यवादः आम् धन्यवादः सचिन् सचिन्पाण्डे गृहं दे देवर्या उत्तरप्रदेशः देवर्या नमो नमः धन्यवादः धन्यवादः